मम मनसि किमपि लक्ष्यमस्ति मम लक्ष्यं सततं ज्ञानबुद्धि वृद्धिः सहायतायाः माध्यमेन समाजस्य कल्याणं कल्याणम् च कर्तुं मम अभिप्रायः अस्ति एतत् कालसम्बन्धं किमपि साधनीयमिति विचारयामि तत् निर्मलम् अस्ति प्रदमं साहित्यसम्पादनं द्वितीयं संस्कृतशिक्षणं तृतीयं प्राचीनज्ञानस्य प्रचारः चतुर्थं संस्कृत संस्कृतिककार्यक्रमाः पञ्चमं प्रवृत्तिप्रयत्नः इत्यत्र प्रथमम् उच्चगुणबद्धायुक्तानां संस्कृतलेखानां रचनायां साहित्यकृते च संस्कृतभाषायाः प्रचारं प्रबोधनं च कर्तुम् इच्छामि विविधविषयकाणां लेखानां ग्रन्थानां च अनुवादं संस्कृते कर्तुम् उद्देश्यति द्वितीयं नवयुवानां संस्कृतभाषायां रुचिः जनयितुं शिक्षणकार्यक्रमेषु भागं गृहीतुम् इच्छामि आन्लैन् पाठ्यक्रमाः संस्कृतव्याकरणस्य शिक्षणं च दातुम् उद्देश्यति प्राचीनज्ञानस्य प्रचारः आयुर्वेदयोगदर्शनशास्त्रादीनां प्राचीनग्रन्थानां अध्ययनं विश्लेशं च कृत्वा तेषां प्रचारं कर्तुम् इच्छामि प्राचीनविज्ञानस्य आधुनिकसन्दर्भे प्रयोगं प्रोत्साहितुं प्रयासः करणीयः संस्कृतनाटकं काव्यपाठः व्याख्यानमाला इत्यादीनाम् आयोजनं कृत्वा संस्कृतभाषायाः संस्कृतिकमहत्त्वं जनानां प्रापयितुम् इच्छामि आधुनिकयुवानां सांस्कृतिकसम्भावनाम् वर्धनाय विभिन्नसंस्कृतकार्यक्रमेषु संलङ्गनं भवितुम् इच्छामि